यदि अवसरः लभ्यते तर्हि भारतस्य कामशः कामकलाशैली नाम योगः इत्यादिकम् अहं दर्शयितुम् इच्छसि इच्छामि नाम पतञ्जलेः योगसूत्रमिति एकं वर्तते तत्रापि जीवनस्य अधिककालं कथं व्यापनीयं नाम कथम् अधिकं जीवितुं वयं शक्नुमः एतद् योगः योगः योगेन कर्तुं शक्यते अतः तद् अन्ये अन्येभ्यः देशेभ्यः अपि दर्शयितुम् इच्छामि अहं नाम ते अपि यः योगः इत्यादिकं फ़ालो कर्तुं ते अपि फ़ालो ते अपि फ़ालो करणीयम् अतः तदपि तेषां कृते अपि सम्यक् वर्तते अतः योगः नाम अन्ये अन्ये ये डा अन्ये ये फ़ोग् डान्स् वर्तते तदपि महाराष्ट्रस्य लाव्णी अन्येभ्यः भरतनाट्यम् इत्यपि भारतस्य एव कलाशैली वर्तते अतः ते तदपि अन्येभ्यः देशेभ्यः दर्शयितुम् इच्छामि तदेव तद् नाम लाव्णी महाराष्ट्रस्य परन्तु तत् सम्यक् अन्येभ्यः अपि दर्तुं दर्शयितुम् इच्छामि अहं